सप्ताहे पञ्चवारम् अहं यलवलग्रामं गच्छामि तत्तु मम गृहात् विंशतिः किलोमिटर् यावत् दूरम् अस्ति मम कार्यालयः तत्रैव अस्ति इत्यतः अहं तत्र गच्छामि